अहं विवेकानन्द स्वामि महोदयस्य बयो आटो बयोग्रफि पठितवती तत्तु बहु प्रेरण दायक पुस्तकम् अस्ति महोदयः तस्य बाल्यकाल्यस्य विषयान् तत्र सूचितवान् आसीत् बाल्यकाले महोदयः बहु दरिद्रं अनुभव अनुभवान् अनुभवत् अनुभवान् अनुभवान् सः बाल्यकाले भगवती न विश्वस् विश्वै विश्वासं कृतवान् परन्तु अनन्तरकाले यदा सः रामकृष्णपरमहंसेन गुरुत्वं स्वीकरोति तदा सः देवस्य विषये अपि तस्य आसक्तिः वृद्धः जातः सः महङ्काळिं बहु मन्यते अनन्तरम् अहं प्रतिदिनं कुप्पाविश्वनात् शास्त्रि महोदयस्य प्रवचनम् एकं प्रतिदिनं एकम् एकं भागं शृणोमि अध्ययनस्य सम्पूर्णानन्तरं अहं संस्कृतभारत्याः भगवद्गीता पुस्तकम् अपि पठामि तत् पुस्तके तु पद पदच्छेदः अस्ति पदविवरणमपि अस्ति तात्पर्यम् अस्ति अस्ति इदानीं पर्यन्तम् अहं अष्ट अध्यायान् संपूर्णं कृतवति